हरि ओम् नमस्ते सम्यगस्मि कः इति न ज्ञातवान्

ओ एवं वा अस्तु किम् अपेक्षते अस्तु अस्तु अवश्येन आगच्छतु उडुपि भोजनार्थम् उडुपि प्रसिद्धः उडुपि भोजनम् अत्र उडुपि स्वीट्स् इति अस्ति उडुपि स्वीट् मध्ये तत्र विशेष मधुरं क्रेतुं शक्यते जहाङ्गीर् इति एकं विशेषभक्षम् अत्र कुर्वन्ति तत् गृहं नेतुं शक्यते तत् बहु मधुरं भवति आम् सत्यम् अत्र उडुपि श्रीकृष्णः प्रसिद्धः तस्य चन्दनकाष्ठेन निर्मितः तत्र विग्रहः मिलति तद् विग्रहमपि क्रेतुं शक्यते हा चन्दनकाष्ठेन निर्माणं कुर्वन्ति अत्रतः एव नास्ति नास्ति अत्युत्तमं भवति तत् अत्र इतः जनः एव कुर्वन्ति अतः चिन्तानास्ति तत्र किमपि दोषः न भवन्ति उत्तम काष्ठेन एव कुर्वन्ति अतः तदपि क्रेतुं शक्यते बहु सुन्द सुन्दर मूर्तिं ते निर्माणं कुर्वन्ति अन्यद् अत्र तुलसीमाला लभ्यते श्रीकृष्णस्य तुलसी प्रियमस्ति खलु तुलसीमाला जपसरमिति वदामः जपमाला तदत्र स्वर्णकारः तद् स्वयं ते हस्तेनैव मणिं कुर्वन्ति अनन्तरं तत्र स्वर्णेन अनन्तरं एतत् रजतनिर्मितमालामपि कुर्वन्ति एतादृशस्वर्णमालां भवान् इच्छति चेदपि अत्र प्राप्तुं शक्नोति रजतमालाम् इच्छति चेदपि प्राप्तुं शक्नोति अत्र बहवः जनाः आगच्छन्ति तत् मालां नयन्ति अतः भवान् तस्मिन् विषये चिन्तयतु तत् नित्योपयोगी एका जपमाला भवितुमर्हति अस्तु अस्तु निश्चयेन हा अस्तु कति माला अपेक्षते इति पूर्वमेव सूचयति चेत् अहं तत्र पूर्वमेव वदिष्यामि एतावत् अपेक्षितानि इति अतः ते सिद्धं कृत्त्वा स्थापयन्ति आम् अस्तु अस्तु सन्देशं प्रेषयतु वाट्सप् सन्देशं प्रेषयतु चिन्तानास्ति हा आम् अस्तु अस्तु धन्यवादः हा अस्तु अस्तु हा अधिकमिति नास्तु अहं सामान्यतः एवम् अस्तु अस्तु अस्तु अस्तु चिन्तानास्ति अस्तु भवतु अनन्तरम् इतोपि एक उत्तमवस्तु लभ्यते तत् हस्तनिर्मिता शाटिकापि अत्र निर्माणं कुर्वन्ति ग्रामीणजनाः महिलाः तदपि बहु प्रसिद्धमस्ति बहुसुन्दरी शाटिका ते कुर्वन्ति अस्तु अस्तु अस्तु अस्तु अस्तु गमनात् पूर्वं सूचयतु एकवारम् अस्तु राम् राम् राम् राम्